सर्वेषामपि जनानाम् एकं वैयक्तिकलक्ष्यं भवति तथा ममपि वैयक्तिकलक्ष्यम् अस्ति मम वैयक्तिकलक्ष्यमस्ति अहं शिक्षिका भविष्यामि शिक्षिका भूत्वा ये अनभावात् पठितुं न शक्नुवन्ति तान् अहं पाठयिष्यामि ग्रामीणजनान् शिक्षां प्रदाय तान् शिक्षितं करोमि मम ग्रामस्य उन्नतिं कर्तुम् अपि अहम् इच्छामि सर्वान् जनान् संस्कृतं पाठयिष्यामि अस्माकं ग्रामीणजनाः इदानीमपि प्रायः अशिक्षिताः सन्ति

तान् यदि शिक्षितं करोमि तर्हि ते अपि देशस्य कृते कार्यं करिष्यन्ति तदा देशस्य प्रगतिः भविष्यति अहं संस्कृतमपि एतदर्थम् पाठयितुम् इच्छामि यत् यदि ते संस्कृतं पठिष्यन्ति तर्हि ते संस्कृतसम्पन्नाः भविष्यन्ति एतदेव मम वैयक्तिकलक्ष्यमस्ति